नगरेषु ये छात्राः भवन्ति ते तु उच्चविद्यालयं विद्यालयं तु गच्छन्ति परञ्च प्रायशः ग्रामीणाः ये सन्ति तेषां कृते किमपि अव्यवस्था अपि भवति किमर्थं तत्र यानानि न सन्ति एतदर्थं ते गन्तुं किमपि कष्टमपि अनुभवन्ति किमर्थं नियमितयानानि न सन्ति प्रायः नगरेषु अनन्तरम् उच्चविद्यालय कृते ते चिन्तयन्ति कि न तु करणीयमेव पठनीयमेव अनन्तरं यदि तैः सः अपि छात्राधिकाः सन्ति ते सर्वे मिलित्वा किमपि कृत्वा एव तत्र गन्तुं शक्नुवन्ति एतद् सर्वे चिन्तयन्ति प्रायशः अनन्तरम् उत्तमगुणवत्तया युक्तं प्राथमिकशिक्षा कृते अपि समस्या भवति किमर्थं प्राथमिकशिक्षायां ये छात्राः सन्ति ते प्रायशः यदि प्राथमिकशिक्षा या भवति य तस्य् यः कालः भवति प्रातःकाल भवति अनन्तरं च प्रातःकालाद् यः अपराह्नपर्यन्तं कक्षाः तत्र भवन्ति एतद् ए एतदर्थमपि छात्राः क्लिष्टमनुभवन्ति किमर्थं प्राथमिक ए कक्षायां तु ये लघु लघुबालकाः ये वसन्ति तस्य तेषां यत् आयुः वर्तते सापि अधिका न वर्धते एतदर्थम् एव ते क्लिष्टम् अनुभवन्ति एतस्याः समस्यानिदानं प्रायशः ये प्रैवेट् कालेज् भवन्ति ते तु यानानि यानं तत्र प्रेषयित्वा ज् छात्रान् आह्वयन्ति परन्तु प्राथमिक य् शासकीयविद्यालयाः सन्ति ग्रामेषु तेषां छात्राणां कृते किमपि क्लिष्टं भवितुं शक्नोति